हरिः ओम् नमो नमः महोदये वदतु महोदये अस्माकं होटेल् मध्ये भवत्याः सुस्वागतं आं महोदये आं महोदये अवश्यमेव अस्माकं त्रिपुराराज्ये भवत्याः सुस्वागतम् अस्माकं होटेल् मध्ये पर्याप्तं स्थानानि सन्ति भवती आगन्तुं शक्नुवन्ति अस्माकं होटेल् मध्ये भवती आदिनं पर्यन्तम् वै फ़ै व्यवस्था उपलभ्यते भवती अनन्तरं गमनागमने यानस्य व्यवस्था अस्ति स्विमिङ्ग् पूल् अपि अस्ति आं तत्र प्रकोष्ठः अपि सम्यग्रूपेण अस्ति अत्र भोजनस्य व्यवस्था अपि सम्यक् अस्ति अत्र भवती यत् अपि इच्छति तत् अपि उपलभ्यते भोजनम् आं महोदये अत्र अत्र आदिनं यानस्य व्यवस्था अस्ति भवती यत् अपि प्रयोजनम् अस्ति तत् अपि यानस्य व्यवहारं कर्तुं शक्नुवन्ति चिन्ता मास्तु महोदये भवती अत्र कदा आगमिष्यति वा अस्तु महोदये अस्तु अक्टोबर् मासस्य दशमदिनाङ्के आगमिष्यति चिन्ता मास्तु महोदये भवती एका एकाकीनी एव आगमिष्यति या भवत्या सह कोऽपि आगमिष्यति वा कति प्रकोष्ठाः अस्तु तर्हि तर्हि कति प्रकोष्ठाः मिस् प्रयोजनं सन्ति अत्र एकप्रकोष्ठस्य कृते तत्र पञ्यशतं रूप्यकाणि एकः अस्ति तत्र तिष्ठति चेत् पञ्चशतं रूप्यकाणि अस्ति अनतरम् अनन्तरं भोजनस्य अतिरिक्तं धनं अस्तु महोदये अवश्यमेव धन्यवादः धन्यवादः पुनर्मिलामः